हरिः ओम् नमोनमः भवान् प्रतिमाचार्यः खलु ह बिजापुरनगरे उत्तरादिमठं खलु भवान् अधिकारी खलु सत्यं भवतां मठे पुरन्दरसरमहोदय महोदयानाम् आराधना प्रावर्तते खलु एवं वा तर्हि भवताम् आमन्त्रणपत्रिकाम् अस्माकं स्टुडियोमध्ये आसीत् तद्दृष्ट्वा किं परिसमाप्तं वा कृतं वा न कृतं वा गतं प्रच प्राचलत् इति प्रष्टुम् आग प्रष्टुम् इच्छामि यदि अवकाशः दीयते चेत् प्रश्नान् पृच्छामि भवन्तः उत्तरं ददातु इति प्रार्थयेम् पुरन्दरसर कदा आसीत् समयः पुरन्दरसरमहोदयस्य समयः सिक्स्टीन् सेञ्चुरिमध्ये एवं वा हा हा हा कुत्र दाति प्रदेशः

एवं वा हा हा हा हा किं वैशिष्ट्यं तेषाम् कृतवान् ओहोहोहो सत्यं सत्यं किं किं कार्यं कृतवन्तः पुरन्दरसराधना अराधनादिने भवान् भवन्तः

हा कुत्रतः कुत्र क कियत्पर्यन्तं प्रचलति तत् मध्ये एव ह ह हा

एवं हा यायिवारमिति हा ओहोहो एवं तदनन्तरं किं भविष्यति

ओहोहो

भागगृहीतारं के भवन्ति अत्र भागगृहीतारं रसप्रश्नानां कृते बालको वा वृद्धो वा युवो वा बालिकाः वा के भवन्ति महिलाप्राधान्यं भवति ह सम समूहमध्ये रसप्रश्ने वा विभागं कृत्वा क्रियते वा कथं वा क्रियते समूहमध्ये एव भवतु तदनन्तरम् ह

हा एवं वा अलं समयः अभवत् पुनः चर्चां कुर्मः